एवं आच आचार्य नमस्ते नमस्ते सर् प्रणाम् अस्माकं महाविद्यालये इदानीम् आन्लैन् कक्षा अपेक्षते तत् कथं कर्तुं शक्यते उदाहरणार्थम् एते छात्राः कक्षां सम्यक् न गच्छन्ति तदर्थम् आन्लैन् क्रियते चेत्

आम् तत्र किम् उपयोगं कुर्मः किं किम् उपयोगं कुर्मः कर्तुं शक्नुमः एकैकं

न इदानीं सायङ्काले कक्षा कुर्मः वा भोः एतद्दिवसे ते कदाचित् सायङ्काले चेत् कदा आम् आम् आम् आमाम्

अन्यत् दश कथं धनं देयम् आम् ओ के अस्तु महोदय धन्यवादः अस्तु अस्तु